दृष्ट्वा यत् सुन्दरं इति भाति उत इदं चित्रयितुं सुलभम् इति भाति तत् चित्रणीयं इति निश्चीयते कदाचित् वस्तु भवति कदाचित् विषयः भवति यथा परिसरादिकं उत कश्चनविषयः परि मालिन्यविषये उत विवाहः पर्व इत्यादि विशयाः भवन्ति यत्र मौनपरिसरः वर्तते उत वृक्षादिकं यत्र वर्तते तत्र चित्रयितुं बहुधा इष्यते एवञ्च यदि कैश्चित् चित्रं चित्रितम् भवति तदपि दृष्ट्वा कदाचित् चित्रयितुं इष्यते एवं च बहुधा तु कल्पना किंचित् कल्पनां कृत्वा परिसरादिकं उत गृहं इत्यादि तत् तत् तस्य विषये अपि चित्रयितुं इष्यते एवम्